हलो हरिः ओम्

किं न श्रूयते हा हा वदतु हा अस्तु अहमेव केन्डीन् ओर्डर् अस्ति वदतु किमपि आर्डर् करणीयं वा भवत्याः एवं वा वदतु पूर्वम् अस्तु

पक्षियोग्यं नास्ति वा तद्वत् वक्तुं शक्यते खलु सम्यक् अस्ति एवं वक्तुं न शक्यते अहं नूतनमेव क्री त्री एवं वा तद्वत् वक्तुं मम केण्डीन् एव अस्ति वा एवं वा यत् किं किं त्रीणि ह्यः मास् ए तद्वद् अहं किमपि न करोमि दहति किन्तु तादृशं किमपि किन्तु अहं सेवादानं कृते अहं एवं वा अहम् एवं वा अहं प्र एतद् वारम् अस्माकं सर्वे एवं वा मम कृते यदा तृष्णं किमपि एवं वा अस्माकं प्रति एतादृशं किमपि नास्ति किन्तु अहमेकवारं एकवारं पृच्छामि अस्माकं सेवदानं कृते एकवारं ते पृष्ट्वा एवं एवं कुत्र अस्ति कृते अस्तु एवं वा कुत्र अस्ति त्रिशूर्तः वा त्रि त्रिशूरुमध्ये कुत्र अस्ति एवं वा अस्तु अहं कीयद् च धनं व्ययी कृतवती भवति तत्सर्वम् अहं दास्यामि हा अहम् इदानीमेव आगच्छामि एवं वा अस्तु अस्तु क्षम्यतां मम कृते अस्माकं केन्टीन् कृते अपि अहं शी अहम् आगच्छामि इदानीं अस्तु धन्यवादः